ओ जिष्णुः आगच्छ अद्य भवतः वर्षीय कार्यक्षमता तत् कार्यं यत् कृतवान् तत् अप्रैसल् करणीयमासीत् तदर्थं अस्मिन् वर्षे किं किं कृतवान् भवान् किं न कृतवान् इति किञ्चित् वार्तालापं कृत्वा भवतः वेतनं कति अधिकं अभवत् इति वक्तुं इच्छामि ये अस्मिन् विषये प्रथमतः अहं भवतः श्रोतुमिच्छामि भवान् किं अनुभूतवान् अस्मिन् वर्षे यत्किमपि कार्याणि कृतानि भवता तद् वदतु अनन्तरं मम अभिप्रायः कथं अन्यथा करणीयमासीत् केचन कार्याणि तत् तस्मिन् विषये किमपि वदामि आम् अत्र किञ्चित् वदामि अहं पञ्चाशत् जनान् आनीतवान् कार्ये तं संस्थापितवान् अपि ते कथं संस्थापित संस्थापितवन्तः इति दृष्टवान् वा ते यदा आगच्छन्ति बहितः आगच्छन्ति बहिः आगच्छन्ति ते यदा आगच्छन्ति किं कार्यं करणीयं किं न करणीयं कथं ते कार्यं अवजानन्ति इत्यत्र एकं लाञ्च् प्लेन् इति करणीयमासीत् भवता न कृतं ते इदानीं कथं चलन्ति कार्याणि बड्डि प्रोग्राम् इव एकेन प्राक्तन कर्मकरः अस्ति प्राक्तन उद्योगिनः अस्ति तेन सह नूतन उद्योगिनं योजयति भवान् सः तं पाठयति स्वयं किमपि नोट्स् करोति तथा कार्यं अद्य अध्ययनं करोति सः भवता भवता एतत् लाञ्च् प्लेन् कृतमासीत् चेत् एकं चेक्लिस्ट् भवति तत्र एक वर्क्बुक् भवति प्लेबुक् एवं कार्यविषये किमपि कृतं चेत् सः तत् पठित्वा तत् चेक्लिस्त् पूरयित्वा एकस्मिन् मासे किं किं करणीयं मासद्वये किं किं करणीयं एतत् तत् तस्य रन्निङ्ग् प्लेन् सम्यक् अभविष्यत् तत् न कृतं तथा भवता इत् इत् भवता इतोपि अधिकं कस्टमर् अप्सेषन् इति भो करणीयं तदा एव इतोपि अधिकं सम्यक्तया भवति सो अस्मिन् वर्षे भवतः दशप्रतिशतं वेतनस्य अभिवृद्धिः अभवत् पत्रं स्वीकरोतु धन्यवादः एवमेव सम्यक् सम्यक् कार्यं करोतु धन्यवादः